मम मतस्य अध्ययनं विद्यालयेषु अधिकतया नास्ति परन्तु तदर्थमेव अनेके विद्यालयाः गुरुकुलाः पाठशालाः अस्ति तत्र यदि अध्ययनं कुर्मः चेत् मम मतस्य अध्ययनं भवति यदि सामाजिक अध्ययनं अपि कुर्वन्ति चेत् न तत्र अस्माकं मतस्य अध्ययनं अस्माकं मतस्य ज्ञानं किञ्चित् न्यूना भवति परन्तु जीवनदृष्ट्या यथा साम्यदृष्ट्या दृष्ट्या च एतत् धर्मः कृतं यतः सर्वे जनाः सुखिनो भवन्तु इति उक्तरीत्या अस्मिन् समये अस्मिन् काले सर्वे जनाः मिलित्वा एव अग्रे गच्छन्ति चेत् लोकसुभिक्षा स्यात् ते परस्परं कोलाहलः परस्पर असूया चेत् परस्परं विरुद्धे भवति कोलाहलः भवति तदर्थं न अस्माकं मतस्य अध्ययनं शालायां तत्र न पाठतया करणीयम् इति गुरुकुले तथा पाठशालायां इत्यत्रापि अध्ययनस्य अध्ययनं कुर्मः चेत् मम मतस्य प्रचारः बहु भवति